मम अत्यन्तम् इष्टा क्रीडा वर्तते कन्दुकक्रीडा क्रिकेट् इति कन्दुकक्रीडा इति वर्तते किमर्थम् इत्युक्ते कोपि कारणं नास्ति अहं यदा लघुबालकः आसं तदा आरभ्य एव कन्दुकक्रीडा इति क्रीडितं तदर्थम् अनन्तरं दूरवाण्यामपि कन्दुक्रीडा अधिकं पश्यामि तदर्थं मम अत्यन्तम् इष्टा क्रीडा कन्दुकक्रीडा इति अपि वर्तते इतोपि एकः हेतुः वर्तते तत्र दूरदर्शने मध्ये अपि यद लधुबालकः आसं तदा आरभ्य एव भारतीयदलस्य अतीव भारतीयदलस्य कन्दुक्रीडा दर्शनं क्री क्रीडा दर्शयितुं मम अतीव दर्शनं कर्तुं मम अतीव उत्कृष्टप्रष्टः जातः अतः तत्कारणात् मम लघुबालकात् आरभ्य मम अत्यन्तम् इष्टा क्रीडा कन्दुकक्रीडा वर्तते इदानीमपि अस्ति भविष्यत्काले अपि मम अत्यन्तम् इष्टक्रीडा कन्दुक क्रीडा एव भविष्यति म तत्र मम अस्माकं भारतीयदलस्य क्रिकेट् का कन्दुकक्रीडा कन्दुकक्रीडा दलस्य मम अत्यन्तम् इष्टतमम् इष्टतमम् क्रीडकः वर्तते विराट् कोली इति तस्य नाम अनन्तरम् अस्माकं भारतीयदलस्य कन्दुकक्रीडायां सम्यक् क्रीडन्ति तेषां तदपि कारणम् अस्ति मम अतीव अत्यन्तम् इष्टक्रीडा कन्दुकक्रीडा इति वर्तते तदर्थं मम इष्टक्रीडा कन्दुकक्रीडा